क्रीडाः मनो शान्तिं यच्छन्ति क्रीडा द्वारा चिन्ताः सर्वाः अपि नष्टाः भवन्ति अतः दूरे विद्यमानाः बहु एके एकान्ते विद्यमानाश्च क्रीडाद्वारेण सहभूतिमनुभवन्ति यदी एकैकाः भवन्ति तर्हि आलस्यं वा उत एकीभावः एकीभावः वा भवेत् किन्तु यदा क्रीडा क्रीड्यते क्रीडा क्रीड्यते तर्हि तत्र किं मनसः शान्तिः अपि च एकीभावस्य नाशः अपि च यदि क्रीडा क्रीड्यते मनसि रिलाक्सेषन् भवति अतः तत्र क्रीडा अपेक्षिता अपि च ग्रामे विद्यमानाः कालयापनार्थं वा बहु कार्यं कृत्वा श्रान्ताः कार्यात् किञ्चित् आनन्दमनुभवितुं वा क्रीडन्ति तत्र क्रीडा द्वारापि तत्र क्रीडाद्वारा मनसः मनः शान्तिं प्रा शान्तिं प्राप्नोति अपि च कदाचित् आं ग्राम्यक्षेत्रेषु निवसतां पुनः एकान्ते निवसताञ्च कदाचित् एकः एकाकी अस्मि एकः इति कदाचित् चिन्ता वा इत्यादिकं स्यात् किन्तु क्रीडाद्वारा तत्सर्वं नष्टं भवति अपि च नैके विषयाः क्रीडाद्वारा ज्ञायन्ते अपि च नूतनाः नूतनतया नूतनतया सुहृदः प्राप्नुवन्ति नूतनतया ग्राम्याः ग्रामीणानां ग्राम्यजनानाम् अपि च अन्येषाञ्च परिचयः भवति एवं क्रीडाः मनोरञ्जनस्य सहकारित्वेन भवन्ति